आम् संस्कृते बहूनि स्थानानि अस्ति संस्कृतम् इति एकेव भाषा अस्ति संस्कृतेन भाषणम् अतीव मनोहरम् अस्ति अद्य पुरातनकाले विद्यासम्प्रदाय विद्याभ्याससम्प्रदाये संस्कृतम् अस्ति अद्य संस्कृतं नास्ति किञ्चित् किञ्चित् विद्यालये अत्र संस्कृतमस्ति बहु विद्यार्थिनः छात्राः अत्र संस्कृतम् इति भाषायां न अवगतम् अस्ति पुरातनकाले सर्वे अत्र संस्कृतं वदन्ति संस्कृतभाषणं कुर्वन्ति सर्वे सर्वे संस्कृतमस्ति अद्य संस्कृतस्य प्रयोजनं संस्कृतस्य महत्वं तत्र नास्ति संस्कृतम् इति एका देवभाषा अस्ति तद् छात्राः न अवगताः कारणं किञ्चित् अद्य संस्कृतकलालयं संस्कृतं संस्कृते भाषणम् अत्र अद्य किञ्चित् किञ्चित् पूर्णं कृत्वा विद्याभ्याससम्प्रदायस्य अनेका भाषा अस्ति तद् एका मनोहारीभाषा तद् संस्कृतम् अस्ति संस्कृतस्य व्याकरणं न्यायं ज्योतिषम् इति अनेका भाषा अत्र संस्कृतस्य विभागाः अस्ति संस्कृतं ललितमस्ति